शिक्षणं जीवने अस्माकं बहवः बहुविधप्रकारेण साहाय्यं करोति शिक्ष् यदि कोऽपि व्यक्तिः शिक्षिक् शिक्षितः भवति तर्हि शिक्षितः व्यक्तिः जानाति कि कुत्रापि सभा भवति तत्र जनेषु कीदृशः व्यवहारः भवेत् अस्माकं कुत्र अस्माकम् आसनं भवेत् किं वदनीयं किं न वदनीयं अन्यत् आधुनिकयुगः अपि यान्त्रिकयुगः वर्तते यन्त्राणाम् अधिकः प्रयोगः भवति तर्हि तत्र वयं यन्त्राणां प्रयोगः केन प्रकारेण कुर्मः तर्हि तत् सर्वं यदि शिक्षितः भविष्यामः तर्हि सम्यक् प्रकारेण कर्तुं शक्नुमः यदि अशिक्षितः व्यक्तिः भवति तर्हि सः तस्य व्यवहारः अपि सम्यक् न भवति कुत्रापि किमपि वदति अन्यत् आधुनिकयुगे अपि यन्त्राणां सञ्चालने सः सम्यक् प्रकारेण यन्त्रान् सम्यक् प्रकारेण न चालयितुं शक्नोति अन्यत् अपि तस्य व्यवहारः अपि सम्यक् प्रका सम्यक् न भवति किन्तु यः शिक्षितः भवति तस्य शिक्षितस्य व्यवहारः सम्यक् भवति शिक्षामाध्यमेनः जनाः स्वकीयव्यवहारं परिवर्तनं कुर्वन्ति